शब्दविषयः भवति चेत् अस्माकं व्यक्तित्वं शब्दे एव वर्तते तदर्थं व्यक्तित्वस्य प्राधान्यं शब्दः एव व्यक्तिः कदा व्यक्तित्वप्राप्तिः व्यक्तेः कदा व्यक्तित्वप्राप्तिः भविष्यदि तद् तेषां शब्दस्य घटनायाम् प्राधान्यं वर्तते अत्र संस्कृतभाषायाः प्रभावः लालित्यं पदानां लालित्यं पदानाम् अमलत्वं भवति संस्कृतभाषायाः ये पठन्ति तेषां वचांसि प्रशोभा भविष्यन्ति तदर्थं ते प्रतिदिनं संस्कृतेन वक्तव्यं संस्कृतेन सम्भाष्णं करणीयम् इत्यादयः मुख्याः अंशाः संस्कृतम् साङ्केतिकभाषा अपि अस्ति संस्कृतं केवलं भाषा नास्ति तदुपरि तद् शास्त्रस्य भाषा अपि अस्ति संस्कृतम् तस्य व्याकरणं तस्य न्यायविषयं तव तदपि बहु भाषायां वैशिष्ट्यं परिवर्तनं भविष्यति अस्माकम् तदर्थं वयं सम्यक् संस्कृतं पठनीयम् स्मरणीयं विचिन्तनीयम् संस्कृते एव व्यवहारः करणीयः संस्कृतं नाम पदे तत्र सम्पूर्वः डुकृञ् करणे इति धातुतः संस्कृतशब्दः आगच्छति तस्मिन् मध्ये स् इति एकः अंशः वर्तते तद् कथं भवति इति प्रश्नः अस्माभिः पुरतः आगच्छन्ति स् इति तस्य शोभनार्थे प्रयुज्यते सम्परिभ्यां करोतु भूषणे इति सूत्रेण तद् करोतौ भूषणे सम्परिभ्यां करोतौ भूषणे इति सूत्रेण तत्र सकारस्य योगः तद् उच्चारणेन एव संस्कृतस्य संस्कृतस्य शब्देनैव तस्य माहात्म्यं वयं जा जानीमः धन्यवादाः